अस्माकं प्रदेशे तु गणेशोत्सवः शिवजयन्ती इत्यादयः सामाजिक उत्सवाः प्रचलन्ति तेषु तेषु उत्सवेषु बालानां कृते विविधाः कार्यक्रमाः कार्यकर्तृभिः आयोज्यन्ते येन बालानां तथा च तरुणानां प्रबोधनं भवेत् तेषाम् मनसि शुद्धभावनायाः निर्माणं भवेत् समीचीनसंस्काराणां तत्र बीजारोपणं तेषु तेषु मनस्सु भवेत् तथा च धर्मस्य प्रति राष्ट्रस्य प्रति प्रेमः विकसयेत् इति